योगाभ्यासेन मया अनेके लाभाः प्राप्ताः प्रथमः लाभः अहं रोगविमुक्त अभवम् शरीरस्य भारः अपि सीमायाम् अस्ति शरीरस्य गतिः अपि सरला अस्ति